भारतस्य विशिष्टाः सांस्कृतिकपरम्पराः नाम द्वे संस्कृतं संस्कृतिस्तथा इति संस्कृतिर्नाम पद्धतिः का पद्धतिः प्राचीना पद्धतिः कथं नाम नित्यं गृहे पूजादिकं होमादिकम् अग्निकार्यम् अनुष्ठानम् इत्यादिकं सर्वं कृत्वा सम्यक्तया भवितव्यम् एवं च नित्यं स्वच्छं पालनीयं गृहस्य कृते आम्रफलस्य आम्रस्य आम्रवृक्षस्य पर्णानि स्थापनीयानि कथं किमर्थं नाम तद् शुभसूचकम् इति वदन्ति इत्यादिकं सर्वम् अस्माकं परम्परा वर्तते एवं अस्माकं भारतं विश्वगुरुः वर्तते किमर्तं नाम सर्वे तेषां भिन्नभिन्नरीत्या भवन्ति परन्तु अस्माकं भारतस्य पूर्वस्मात् एका एव नीतिः रीतिः नवमवर्षे नव नववर्षोत्तरम् आन्ल उपनयनम् उपनयनं भवति अस्माकं पद्धतौ षोडससंस्काराः भवन्ति तेषु द्विजः द्विजः इति वर्तते नाम द्वितीयजन्म यः प्राप्तवान् यः प्राप्नोति सः द्विजः इति यदा वयं उपनयनं प्राप्नुमः तदानीं द्विजः इति अस्माकं विश्वासः किं नाम कोटिसहस्रे कोटिवर्षेभ्यः सर्वदा श् सा कोटिजनेभ्यः जपः मन्त्रः गायत्री जनाः गायत्रीमन्त्रः इदम् अस्माकं भारतस्य विशिष्टाः सांस्कृतिकपरम्पराः अन्येषु देशेषु यद् अन्ये क्रियते तदेव दृष्ट्वा एते अपि क्रियते परन्तु अस्माकं भारतं विश्वगुरुः वर्तते अतः ते सर्वे यत् प्राचीनम् अस्माकं पद्धतिः पद्धतिः परम्परा वर्तते तामेव एते उपयोगं कुर्वन्ति